हरि ओं श्रूयते वा भगिनि मञ्जुला भगिनि आगच्छ आ सम्यक् सम्यक् गिरिजा इदानीं मम स्कूल् मध्ये कानिचन शिक्षिकाः पोस्ट् रिक्ताः सन्ति तत्पर्यन्तं तदेव भवती आगतवती खलु भवत्या पूर्वं कुत्र शिक्षण दत्तवती आ

ओके ओ हो सम्यक् भवत्याः सब्जेक्ट् किं हिन्दी च संस्कृतभाषा कुत्र पठितवती भवती ओ कुत् किं कृतवती संस्कृतभाषायां डिग्री कृतवती वा पोस्ट् ग्रजुयेषन् अपि कृतवती वा कति वर्षाणि पाठयति भवती तत्र पाठशालायां

इदानीं भवती तत्र कार्यं न करोति वा

हा कार्यं कुर्वन्नासीत् तत्रापि ओ इदानीं मम स्कूल् मध्ये कार्यं करणीयम् इति चिन्तय आ हा हा ओके भवत्याः क्वालिफि़केषन्स् अन्य क्वालिफि़केषन्स् कोपि अस्ति वा

आ हा किं क्रीडा जानाति म्यूसिक् अपि जानाति वा किं क्रीडा इति किं क्रीडा जानाति

शिक्षणमपि दातुं शक्यते वा न न वालिबाल् अथवा सा जानाति तत् शिक्षणमपि दातुं शक्यते वा विद्यार्थिनः अस्तु भगिनि अहं एकवारं दृष्ट्वा प्रेषयिष्यामि अस्तु वा राम् राम् अस्तु अस्तु राम् राम्